भारते नेश्नल् पोटोग्राफ़ि अवार्ड इति ऐत्थ् ओडिशन् दीयमानम् अस्ति एवम् इन् अन्तराष्ट्रियस्तरेऽपि बहवः सम् बह्व्यः संस्थाः एतादृशकार्यक्रमं नाम प्रशस्तिपत्रदानाख्यं कार्यक्रमं चालयन्तस्सन्ति